हरि हरि ओं नमस्ते आम् सम्यकस्मि भवती आम् नाम किं गङ्गा इति

आम् आम् वर्तते तस्य सिम्बा इति तस्य जातिः लाब्राल्ड् सः शुनकः ये आगच्छन्ति खलु तैः सह तैः सह बहु प्रीत्या वर्तनं करोति तथा शीघ्रं मानवैः सह मानवैः सह सम्यक् मान मानवैः सह सम्यक् मिलति मानवाः यदा उत तं किञ्चित् प्रीत्या पश्यन्ति तर्हि सः बहु प्रीतिं करोति तान् यदि ते गृहात् गच्छन्ति तर्हि बहु रोदनादिकं करोति एवं सर्वं बहु ते एव भोजनं स्थापयेयुः अन्ये यदि भोजनादिकं तस्मै आधिक्येन कटु पदार्थाः न स्थाप्यन्ते एवं तैलखाद्यानि न स्थाप्यन्ते अस्माभिः यानि यानि फलानि भुज्यन्ते तानि सर्वाणि आधिक्येन स्थाप्यन्ते तत्र फनसफलं सर्वं फनसफलं न स्थाप्यते यतः तेन खा यदा तेन खाद्यते तदा तस्य कण्ठे लग्नं भवति तत् सः अन्तः स्वीकर्तुं न शक्नोति तत् आधिक्येन हाँ तत् न स्थाप्यते आधिक्येन अन्यत् सर्वं स्थाप्यते अन्नं स्थाप्यते सर्वदा अन्नमेव न स्थापनीयं तेन सह रोटिका इड्लि दोसा इत्यादिकमपि स्थाप्यते तेन सह तस्य कृते पेडिग्रे इत्येकं बिस्केट् आगच्छति तदपि स्थाप्यते पुनश्च कदाचित् तं वाकिङ्ग् प्रति नेतव्यं सः यदा बहिः गन्तुमिच्छति तदा अनुक्षणं नेतव्यं अन्यथा तेषां दुरभ्यासः भवति यत् गृहे एव म मलिनं कुर्व गृहमेव मलिनं कुर्वन्ति एवं क्लेशः भवति यदि वयमेव पालयामः प्रा प्राणीः तदा क्लेशः भवति

आम् बिडालोपि वर्तते प्राणिनः सर्वे सन्ति अस्तु वा आम् आम् अस्तु अहमपि बहु इच्छामि अस्तु तर्हि आमाम् अस्तु राम् राम् आम्